चित्रसाधनं तु अहं लेखनी अङ्कनी वर्णलेखनी मापिका एते साधनानाम् अहम् उपयोजनं करोमि पेण्ट् इत्युक्ते नार्मल् साधारणं पेण्ट् उपयोजनं करोमि तदेव क्रीणामि तद् मूल्येपि बहु न्यूनता भवति तत् कारणात् अहं नार्मल् पेण्ट् क्रीणामि